एकं पुस्तकं पठितुं मया अधिकाधिकं पञ्चदिनानि स्वीक्रियन्ते लघुपुस्तकं चेत् दिनद्वयेषु एव समाप्यते यदि तत् पुस्तकं मत् रुच्यनुगुणं भवति तर्हि एकदा घण्टाद्वयं घण्टात्रयं वा यावत् पठितुं शक्नोमि पठनार्थं साप्ताहिकं मासिकं लक्ष्यं किमपि नास्ति यदा समयः प्राप्यते तदानीं पठामि तावदेव